पर्वदिने अहं प्रातःकाले एव उत्तिष्ठामि चतुर्वादने उत्तिष्ठामि स्नानादिकं कार्यं कृत्वा गृहस्य प्रक्षालनं कृत्वा इदानीम् रङ्गवल्लीम् चित्रं विचित्रं रङ्गवल्लीमपि रचयामि अनेकानि पुष्पाणि आनीत्वा मालां रचयामि अनन्तरं च्यूतपत्राणि आनीत्वा द्र्वा द्वारतोरणं रचयामि अनन्तरं पूजागृहमपि सम्यक् प्रक्षालनं कृत्वा देव विग्रहानि सर्वाणि प्रक्षालनं कृत्वा किमपि स्थापनीयम् अनन्तरं विविध पुष्पाणि विविध विविधानि अनेकानि अनेकानि फलानि आनीत्वा निवेदनं क करोमि अनन्तरं धूपमाघ्रापयामि धूपानन्तरं षोडषोपचारामपि करोमि यथाशक्तिं निवेदयामि यथाशक्तिं चित्रं विचित्राणि चित्रान्नं परमान्नम् इत्यादि क्षीरान्नं दध्योदनम् इत्यादि विविध अनेक नैवेद्यानि पक्त्वा नैवेद्यमपि देवस्य कृते नैवे निवेदनं करोमि अनन्तरम् पुत्रः पुत्र्याः कृते पुत्रिका कृते परिवेषयामि तदेव अहं पर्वदिनम् करोमि प्रातः प्रातः प्रातःकालतः सायङ्कालपर्यन्तं गीतानि भगवद् गीतानि अपि रचयामि पद भगवद्गीतानि अपि गायामि तदेव सम्यक् जीवनं करोमि मम पुत्री अपि गायिका अस्ति सा अपि विविधं गीतानि गायति अन्नमाचार्यगीतानि त्यागराजगीतानि अपि गीतं गायति अहमपि विविध ललितास्तोत्रं विष्णुसहस्रनामादि सोत्रानपि पठामि तदेव पर्वदिनं प्रातःकालतः सायङ्कालपर्यन्तं भगवद् ध्यानमपि करोमि भगवद्गीतायाः पठनमपि करोमि अहम् कानिचनम् अध्यायानि जानामि तेषाम् अर्थमपि वदामि मम पुत्री अपि पञ्चददश अध्यायाः सम्यक् रचितवती सम्यक् उक्तवती यापि स् तदेव सर्वं भगवद्ध्यानमिति प्रातःकालतः सायङ्कालपर्यन्तं भगवद्ध्याने कालं यापयामि